मम इष्टतमानि बैक् यानानि बहूनि सन्ति पूर्वम् इष्टतमानि कानि कानिचनासन् इदानीम् इष्टतमानि अन्यानि वर्तन्ते अत्र पूर्वं मया हीरो स्प्लेण्डर् इष्टममासीत् मम निकटे हीरो स्प्लेण्डर् एनार्जि बैक् यानम् अपि आसीत् बहवः वर्षाः अहं तत् यानं चालितवान् किमर्थं मम तत् इष्टतमम् आसीत् इति चेत् प्राधान्येन तत्र अल्पव्ययेन कार्यं साधयति स्म तत् यानम् अतः एव तत् इष्टतमम् आसीत् एवञ्च कालान्तरे तद् यानं मया प्रदत्तम् अन्यानि यानानि स्वीकृतानि किन्तु इष्टतमानि यानानि वक्तव्यानि चेत् अत्र बजाज् पल्सर् यानम् एवं होण्डा शैन् वर्तते होण्डा युनिकार्न् अस्ति टि वि एस् स्टार्सिटि एतानि अपि इष्टतमान्येव अद्यत्वे अन्यान्यपि इष्टतमानि यानानि वर्तन्ते यानि आकर्षकाणि दृश्यन्ते यमः आर् फिफ़्टीन् के टी एम् ड्यूक् बजाज् पल्सर् एन् एस् टु हण्ड्रेड् एवं टि वि एस् अपि च सुजुकि जिक्सर् एतादृशानि यानान्यपि मम इष्टतमानि अन्यान्यपि इतोऽपि अत्र एन्फील्ड् रायल् एन्फील्ड् बजाज् अवेञ्जर् होण्डा हार्नेस् एवं जावा यानं एतादृशानि यानान्यपि अद्य अद्यत्वे मम आकर्षकाणि इति प्रतिभान्ति मन्निकटे तु सद्यः होण्डा यूनिकार्न् यानमस्ति किमर्थं तत् यानं स्वीकृतम् इति चेत् तत् तत्र मैलेज् अधिकं प्रदास्यति अन्ययानापेक्षया पुनः दूरमपि तेन यानेन गन्तुं शक्यते दूरं क्रान्तुम् अपि योग्यम् अस्ति तत् यानम् अतः तद्यानं मम इष्टतमम् अस्ति सद्यः तद् मम निकटे वर्तते एवम् अन्यद्यानं मम निकटे विद्यमानम् इति चेत् होण्डा याक्टिवा त्रि जि इति पुरातनं यानं तत्तु अत्र वस्तूनां क्रयणार्थं वस्तूनाम् आनयनार्थम् एवं वस्तूनां संस्थापनार्थं सर्वम् अत्यन्तं सुलभं भवति बहूनि वस्तूनि वस्तूनि अग्रेऽपि स्थापयितुं शक्यन्ते अत्र अन्तः या पेटिका भवति तत्रापि स्थापयितुं शक्यन्ते इति कारणेन तादृशं यानम् अत्यन्तम् उपयोगाय भवति पुनः निर्वहणमपि अत्यन्तं सुलभं तादृशयानानाम् अतः तद् तानि यानानि मम निकटे वर्तन्ते सद्यः मम ड्रीम् बैक् किम् इति प्रश्नः वर्तते ड्रीम् बैक् इति किमपि नास्ति यतः तत्र प्रतिवर्षं नूतनानि नूतनयानानि आगमिष्यन्ति अत्र नूतनाः अनेके अंशाः तैः योज्यन्ते परिष्काराः क्रियन्ते अतः यदा इदानीं चिन्तयामि तदा किमपि अस्मिन् मासे इदं समीचीनम् इति भाति अग्रिममासे अन्यद् अन्यत् किञ्चित् समीचीनम् इति भाति अतः ड्रीम् बैक् इति किमपि नास्ति